नाट्यशास्त्रम् इति एकः प्राचीनग्रन्थः द्वे द्विसहस्रवर्षेभ्यः पूर्वमेव भरताचार्येण कृतः अस्ति तस्मिन् ग्रन्थे सः नाट्यस्वरूपं नाट्यल नाट्यलक्षणं च सम्यक् उक्तवान् धनञ्जयः नामकः पण्डितः दशरूपकम् इति ग्रन्थं विलिख्य रूपकाणां परिचयं कारितवान् तथा च महाभारतस्य विषये यदुक्तं यदिहस्ति यदन्यत्र यन्नेहस्ति न तत्क्वचित् इति तत्रैव नाट्यशास्त्रविषयेऽपि भरतेन अभिहितं यथा न चत्रं न यचिल् यत्शिल्पं च सा विद्या न च सा कला न स योगे न तत् कर्म यन्ने हस्ति नाट्यशास्त्रे दृश्यते एवं सर्वाः शिक्षाः सर्वाणि शिल्पानि लौकिकाः कलाः विद्याः सकलविधं च कर्मं न कर्मं नाट्य श् दृश्यरूपेण प्रदर्शयितुं शक्यते इति भावः एतस्मात् ज्ञायते यत् भरतं भरतकृतं नाट्यशास्त्रमिदं सर्वजन पदकलाशास्त्राणां मूलाधारम् इति नात्यु नात्युक्तिः भरतादपि पूर्वस्मिन् काले कोहलः दत्तिलः नाट्यशास्त्रग्रन्थान् रच रचितवान् अस्ति तत्र दत्तिदिलस्य ग्रन्थानां दत्तिलम् इति ततः श्रीमता आनन्दवर्धनेन ध्वन्यालोकः इति साहित्यशास्त्रस्य यः लक्षणग्रन्थः रचितः तत्र ध्वनिलक्षणं लक्षयति यथा अनुरणयं ध्वनिः इति अनुरणं नाम नाट्यम् इत्यर्थः आचार्यः मम्मटः स्वीये काव्यलक्षणग्रन्थे काव्यप्रकाशः प्रकाशः नास्मि भा भरतमुनिकृतान् नाट्यशास्त्रादेव कारिकाः समुत्पादिताः ग्रन्थान् अर अरचितवान् अस्ति तथा च दण्डी नी निजकृतौ काव्यशास्त्रे अपि भरमुनिना यदुक्तं यदुक्तं तद् श्लोकेन उपपादितवान् अस्ति